मम जीवने समयस्य प्रधानता इति मम प्राप्तपाठेषु अतीव प्रधानः जीवनपाठः एकदा अहम् एकस्मिन् रुग्णालये कार्यं कुर्वन् आसम् तत्काले काचित् षष्ठी वयस्का महिला तत्र प्रविष्टा तस्याः कृते महान् रोगस्य सत्वमासीत् अतः सा सर्वैः निरीक्षणप्रकोष्ठे स्थापिता तस्याः पुत्रः अपि तेनैव रोगेन पीडितः अन्यस्मिन् कक्षे आसीत् ए ए कदाचित् रोगकारणेन तस्याः प्राणवायोः स्तरः न्यूनः जातः इति कारणतः अस्माभिः तस्याः कृते प्राणवायोः प्रधानं प्रधानम् आरब्धम् तत्काले मम मातुः जीवनस्य आकाङ्क्षा अस्ति वा न वा इति चिन्तया तस्याः पुत्रः अपि अतिशयेन स्वप्राणवायोः क्षमतां न्यूनीकृतवान् तस्मात् तत्काले एव तत्र विद्यमानं प्रथमोपचारसाहित्यं तस्य जीवनरक्षणार्थं तन्मातुश्चजीवनार्थम् उपयोगाय जातम् इति कारणेन यदि तावत् समये तत्र वैद्याः न गच्छन्ति स्म चेत् तयोः जीवनं सङ्कटे आसीत् इति मम ज्ञातं तेन अयम् अंशः जीवनपाठः मम अंशे प्रभावम् अजनयत् अतः मम अधीतेषु प्रधानः जीवनपाठः कः इति चेत् समयपालनम् इति